मम गृहे बहूनि पुरातनानि पुस्तकानि सन्ति यथा रामायणं भगवद्गीता संस्कृतव्याकरणस्य पुस्तकानि इत्यादयः रामायणं भगवद्गीता च मम पित्रा क्रीतम् मम गृहे प्रतिदिनं रामायणस्य भगवद्गीतायाश्च अध्ययनं भवति अहमपि यदा कदा तेषाम् अध्ययनं करोमि मम गृहस्य वातावरणमपि आध्यात्मिकं वर्तते अत एव वयं सर्वे एतानि पुस्तकानि पठामि किन्तु मया संस्कृतव्याकरणस्य पुस्तकं क्रीतं तत् पुस्तकम् अहमपि पठामि मम भ्रातरौ चापि पठतः पुस्तकानि क्रेतुम् अहं मम पित्रा सह आपणं गच्छामि मम पिता मां कस्यचिदपि पुस्तकस्य विषये वदति तत् पुस्तकम् एव अहम् आनयामि